पशुत्याज्यं निश्चये उपयोगाय भवत्येव कृषकाः पशुत्याज्येन रासायनकं सज्जीकृत्य धान्यानाम् सम्स् समृद्ध्यर्थम् सस्यानां रक्षणार्थं च प्रयुज्यन्ते इदमिदानीं तु पशूनां मूल मूलत्याज्येन मलत्याज्येन उर्वरकम् अस्ति तस्य मूल्यं तु बहु अधिकं वर्तते तथा च गवाम् त्याज्यः आरोग्यं वर्धयति गोमूत्रं सेवने गोमूत्रस्य सेवनेन क्यान्सर् इत्यादि रोगाणां नाशः जायते तथा च गृहे तस्य सिञ्चनेन कीटानां नाशः भवति वैदिके विदौ पञ्चगव्यप्रकरणं महत्तपूर्णम् अस्ति तत्र पञ्चगव्येषु गव्यमेव उपयुज्यते यथा गोक्षीरं गोमूत्रम् इत्यादयः उपयुज्यते